रेल् यानं बहु समीचीनमस्ति बहु दीर्घप्रयाणमपि बहु सुखकरं भवति न्यूनवित्तेन सञ्चारः भवति सपरिवारं वयं मिलित्वा रैल् यानेन प्रवासं कर्तुं शक्नुमः रैल् यानस्य अन्तः एव तत्रैव पाकं कृत्वा जनेभ्यः भोजनं वितरन्ति इदानीन्तनकाले बहु समीचीनयानानि आगतानि सन्ति दूरप्रयाणात् प्राक् आरक्षणं कर्तव्यं भवति यदि आरक्षणपूर्वकं प्रवासं कुर्मः प्रवासः सुखकरः भवति अस्माकं देशस्य भिन्नभिन्नतीर्थक्षेत्राणि वा भिन्नभिन्नप्रवासस्थानानि वा वयं रेल् यानद्वारा तत्र गन्तुं शक्नुमः रैल् याने दिनद्वयं दिनत्रयं दिनमेकम् एवं प्रवासः भवति रैल् यानम् आदौ तावत् डीज़ल् द्वारा तत् प्राक् कोल् द्वारा चलति स्म चलति इदानीम् एलेक्ट्रिक्स् एलेक्ट्रिसिटि द्वारा अपि ट्रैन् यानं चलति अत्यधिकवेगः नाम

आनेतुं प्रयत्नं कुर्वन्तः सन्ति